नमोनमः महोदय भवतः नाम किम् ओ एवं वा भवान् भवतः वृत्तिः किं करोति भवान् ओ छात्रः वा भवतः वयः एवं वा अष्टादश इदानीं प्रौढविद्यालये भवान् पठिष्यति खलु आम् एवं तत्र क्रीडा इत्यादयः के सन्ति तस्मिन् भवान् भागं गृह्णाति वा क्रीडादिषु हा का क्रीडा रोचते भवते का क्रीडा रोचते का क्रीडा ओ कब्बड्डि इत्यादिकम् वा अस्ति भवतः भारः वेट् कियदस्ति इदानीम् एवं वा कब्बड्डि कृते तु सवेण्टि प्लस् अपेक्षितं स्यात् प्रायः हा कब्बड्डि कृ यदि भवान् कब्बड्डि क्रीडा क्रीडति चेत् भवतः कृते फ़िट्नेस् इत्युक्ते शरीरस्य दृढता अपेक्षिता स्यात् इति मन्ये हा हा तत् तदर्थम् अस्माकम् एका व्यायामाशाला अस्ति तस्मिन् भवान् भवानागत्य शरीरस्य दृढताम् आपादयितुं शक्यते तत्र समयः प्रातः पञ्चवादनतः दशवादनपर्यन्तं पुनः सायं पञ्चवादनतः सार्धनववादनपर्यन्तं शक्यते हा भवतः दूरवाणीसङ्ख्यात् अहं वट्साप्मध्ये भवन्तं लोकेषन् प्रेषयामि तदर्थं यदि भवान् एकवारमागत्य अत्र पश्यति चेत् भवन्तः एकम् ऐडिया अ क्लारिटि इति उच्यते तद् भवति तदा अनन्तरं पुनः भवान् आगत्य शरीरस्य किमुच्यते दृढतामापादयितुं शक्यते तत्र

अत्र पेकेजि इत्यादिकं तत् सर्वं अत्र आगमनात् परमेव दृष्ट्वा भवतः यदि रोचते तर्हि तस्य किं करणीयं भवतः स्वास्थ्यस्य विषये किं भवतः फ़िट्नेस् वा नो चेत् वैट् लूस् वैट् तत्र बहवः उपायाः सन्ति तदर्थं कः उपायः स्वीकरणीयः इति तत्र आगमनात् परं वयं विचारयितुं शक्नुमः पेकस्ति इदानीं तु वर्षस्य पञ्चत्रिंशत् इति अस्ति पञ्चविंशत्सहस्रं वर्षस्य आं हा धन्यवादः